मम देशे मम प्रान्तमध्ये मम प्रदेशमध्ये महिलानां कृते शाटिकाः तु शाटिकातः शाटिकाम् अस्मि तर्हि कोपि कार्यं कार्यक्रमस्य आयोजनमस्मि तस्य विवाहः अस्मि कोपि कार्यं तस्य लघु कोपि सनः अस्ति तर्हि तत्रैव नव्वारः इत्युक्ते तस्यः परिधानं करोति महिला तर्हि तस्य भिन्नः तस्य कोपि कार्यमस्ति तर्हि अधुना कोपि तस्य वटपूर्णिमा अस्मि तर्हि नन्तरं कोपि तस्य बहिः तस्य भिन्नः कार्यमस्मि चेत् तत्रैव महिलाः तत् तत् कारणार्थं भिन्नानि तस्य शाटिकाम् अस्ति नव्वार अस्मि तस्य सल्वारः अस्ति चेत् तत्रैव परिधानं करोति तस्य गृहे स्वस्य गृहे कोपि तस्य बालकानां कृते तस्य नामकारः ना नामकरणमस्ति चेत् तत्रैव तत्कारणार्थं नामकरणमस्ति चेत् तस्य शाटिकां परिधानं करोति अनन्तरं तस्य हल्दि हल्दिकुम्कुं कार्यमस्मि चेत् तत्रैव नौवार तत्रैव अस्ति नव्वारम् उपरि तस्य सम्पूर्णं तस्य तस्य न थ न त नत् तस्य चन्द्रकोरः बिन्दुः बिन्दी अस्मि तर्हि तत्रैव कार्यं करोति तर्हि पा भिन्नाः अहं न जानामि